नमस्ते आ नमस्ते कः सम्भाषणं करोति भवतः नाम वदतु भवतः परिचयं वदतु भवान् कुतः सम्भाषणं करोति इति वदतु नमस्ते अस्तु हा हा अस्तु चन्द्रशङ्करः यूनिवर्सिटितः सम्भाषणं करोति हा वदतु आ वदतु कः विषयः मया किम् अ अवश्यकमासीत् वदतु कः विषयः ज़ेराक्स् आवश्यकं वा आम् अस्तु अस्तु ओ भवतः वा आ भवतः पुस्तकानि ज़ेराक्स् कृत्वा छाया प्रति कृत्वा दातव्यम् अनन्तरं बैण्डिङ्ग् अपि कृत्वा दातव्यम् हा हा हा अस्तु अस्तु बैण्डिङ्ग् अपि कृत्वा दातव्यम् अस्तु वा छायापतिमपि करोमि बैण्डिङ्ग् अपि करोमि कति पुस्तकानि सन्ति भो कति पुस्तकानि सन्ति भो चत्वारि पुस्तकानि सन्ति वा अ अ अ अस्तु चत्वारि पुस्तकमि करोमि एकस्य एकम् अ अस्तु अस्तु ओहो ओ एकैकस्मिन् पुस्तके द्वाविंशतिः प्रति प्रति प्रति सन्ति पुटाः सन्ति पुटाः सन्ति पुटाः आ एकैकस्मिन् आ एकस्मिन् एकस्मिन् पुस्तके द्वाविंशतिः पुटाः सन्ति खलु आम् आहत्य आम् आहत्य शतपुटाः सन्ति तत् खलु आम् अस्तु छायापतिं कृत्वा बैण्डिग् कृत्वा ददामि किन्तु धनम् एकस्य पुटस्य छायाचित्रं छायां प्रति कति रूप्यकाणि इति पृच्छति खलु एकस्य प् एकं शृणु शृणोतु शृणोतु अहं वदामि एकस्य पुटस्य छाया प्रति एकं रूप्यकं भो आम् आम् तेन तेन कारणेन अहम् आम् आहत्य शतपुटाः शतपुटाः सन्ति इति वदति आं शतपुट शतपुटाः छायापतिः शतरूप्यकाणि भवति किन्तु भवतः कृते अहं डिस्कौण्ट् ददामि तेन कारणेन भवान् नवववतिः नवतिरूप्यकाणि ददातु पर्याप्तम्

हा बैण्डिङ्ग् कृते अपि अतिरिक्तं धनम् आश्यकमेव खलु सर्वत्र स्वीकरोति खलु भवान् छात्रः अस्ति भवान् कार्यार्थं नागच्छति एतेन कारणेन अहं न्यूनं कृतवान् वा आ बैण्डिङ्ग् वदतु भो आ एतस्य पुस्तकस्य बैण्डिङ्ग् करोति करणीयं चेत् विंशतिरूप्यकाणि भवति भो भवतः समीपे चत्वारि पुस्तकानि सन्ति तेन कारणेन त् चत्वारि पुस्तकानि आ चत्वारि पुस्तकानि अपि बैण्डिङ्ग् करोमि अशीतिरूप्यकाणि भवति भवानानयतु भवान् जानाति खलु अस्माकम् आपणम् अहम् अत्रैव तस्मिन् मार्गे भवामि आं मम आपणं मम आपणम् अत्रैव समीपे अस्ति खलु भवतः विश्वविद्यालयः शङ्करविश्वविद्यालयस्य समीपे वामतः गच्छामः चेत् ततः किञ्चित् अग्रे एव अत्र तत्र पञ्च पञ्चाशत् मीटर्स् दूरे एव भवति भवान् पादमेव आगन्तुं शक्यते आ पादमेव आगच्छतु पुस्तकं ददातु अहं कृत्वा ददामि हा किन्तु कदा आवश्यकं ह अस्ति आ मया सह यू पी ऐ पेमेण्ट् अस्ति भवान् आगत्य दातुं दातुं शक्यते अस्तु श्वः आगच्छति खलु अ अस्तु अ पुस्तकानि आनीय प्रति श्वः आगच्छतु राम् राम् धन्यवादः हा अतः